पारम्परिक भाषिकाः अत्र अस्मिन् प्रदेशे सन्ति परन्तु तेषां मध्ये समा सामञ्जस्यं वर्तते भाषा व्यत्ययः कदाचिद् भवति सामान्यतः अत्र तुलु कोङ्कणी कन्नड एवं मराठी भाषिकाः जनाः विद्यन्ते तेषां मध्ये सामञ्जस्यं वर्तते अरण्ये केचन ते निवसन्ति ते तुलु भाषां भाषन्ते